सप्नसारस्वतम् इति श्री गोपालकृष्ण पै महोदयेन लिखितं पुस्तकमस्ति गोवा राज्ये सारस्वताः कथं कष्टम् अनुभूतवन्तः इति तत्र विवरणं दत्तमस्ति पोर्चुगीस् इन्क्रीषन् इत्युक्ते किं सङ्घटनाशक्तिः नास्ति चेत् किं भवति इति तत्र विवृतमस्ति किमर्थं सङ्घटनम् आवश्यकम् इति संस्कृत्याः रक्षणार्थम् अस्माभिः किं कर्तव्यम् इति तत्र विवरं विवरणमपि दत्तमास्ति सर्वमपि त्यक्तवा जनाः तत् गोवामपि त्यक्त्वा उडुपि मङ्गलूरुनगरम् आगत्य अत्र जीवनं कृतवन्तः तस्य पूर्वकथायाः विवरणं तत्र अस्ति